अत्र संस्कृतभाषायाः उन्नयनम् इत्युक्ते पुरोगतिः इति उच्यते कथम् इत्युक्ते कथं कर्तव्यम् इत्युक्ते बाल्यादारभ्यैव वयं शिशूनां कृते मातृभाषया शिक्षयामः तथा अत्र संस्कृतभाषया अपि शिक्षणं कर्तव्यं अयमपि कश्चन उपायः अस्ति अतः यदि मातृभाषावत् संस्कृतस्य प्रचारः यदि भवति सः शिशुः शिशुः अर्भकः अन्येन सह क्रीडा क्रीडनसमये संस्कृतभाषयैव क्रीडनं कर्तुं शक्नोति तथा तदानीं किं भवति ग्रामे अन्ये ये बालकाः सन्ति तेषामपि संस्कृतभाषायां प्राविण्यं भविष्यति एवं वा गच्छता कालेन भाषा तु राष्ट्रभाषा यथा इदानीं हिन्दी वर्तते तथा अस्यापि अस्याः अपि भाषायाः संस्कृतभाषायाः प्रचारः भवति अयं प्रसारः एव एकम् उन्नयनम् इत्यपि वक्तुं शक्यते प्रथमं तावत् तत्र शास्त्रपद्धत्या संस्कृतस्य अध्ययनं भाषायाः अध्ययनम् इति एकः मार्गः भवतु परन्तु प्राचीनकाले नाम भगवतः पतञ्जलेः महाभाष्यकालस्य काले संस्कृतभाषैव व्याहारिकभाषा इति आसीत् इति ज्ञायते इदानीं परम्परया बहुप्रकारेण अपि च तदानीं स्त्रीणाङ्कृते तु प्राकृतम् प्राकृतभाषा आसीदिति प्राकृतभाषा तु संस्कृतभाषायाः अपभ्रंशवदेव वर्तते सा अन्यो विषयः एवं तत्र प्रथमं तावत् समानसंस्कृतभाषायाः उन्नयनं तावत् बाल्यात् प्रभृति नाम बालकानां कृतेपि तत्र शिक्षणं शिक्षणं कर्तव्यम् तावदेव किं भवति संरक्षणं तु स्वयमेव भवति अपि च प्राचीनकाले संरक्षणं तावत् बहुभिः राजभिः संरक्षणं कृतं तत्र न संशयः यतो हि राजसंस्थायां रा सदसि बहवः संस्कृतपण्डिताः आसन्नेव वयं तत्र प्रहेलिकां जानीमः तेनालिरामन् इति कश्चन आसीत् संस्कृतपण्डितः सः संस्कृतमाध्यमेनापि हास्यं कृतवान् इत्यपि वयं तस्य चरित्रात् वयं जानीमः अतः एवं प्रकारेण संरक्षणमपि कर्तुं शक्यते एवं संरक्षणं तावत् कलाशालायां पाठशालायां नाम मा सर्वकारीयकलाशालायां गुरुकुलपद्धत्या विद्यमानपाठशालायां एवं कार्यालयेषु सर्वकारीयकार्यालयः अस्ति खलु नाम बहवः कार्यालयाः सन्ति इदानीं वित्तकोशं नाम बेङ्क् इन्कम् टेक्स् आयकरः इत्यादिकार्यालयाः सन्ति इत्याद्याः तादृश इत्यादयः कार्यालयाः ये सन्ति तेष्वपि क्रमेण संस्कृतस्य प्रचारः भवितुमर्हति यतो हि वयं बाल्यात् प्रभृति बालकं पाठयामः खलु शिक्षयामः खलु अतः संस्कृतभाषा तु सर्वत्र प्रसृता भविष्यति अतः तादृशप्रचारेण संस्कृतभाषायाः संरक्षणं तावत् सम्यक् कर्तुं शक्यते अपि च काव्यपाठादिकं सम्यक् अध्येतव्यम् अध्यापनीयञ्च केवलं तत्र भाषायाः व्यवहारेण अस्माकं लोकव्यवहारः सिध्यति भाषायां प्रावीण्यं सम्पादनीयमित्युक्ते नाम बाल्यात् प्रभृति यदि व्यवहारः अस्माभिः सम्पाद्यते तावता परिमितरूपेणैव तद् संस्कृतभाषायां ज्ञानं भविष्यति काव्यपाठादिकं नाम नाटकान्तम् अलङ्कारान्तं वा अलङ्कारग्रन्थपर्यन्तं वा यदि संस्कृतभाषा माध्यमेन अध्ययनं क्रियते तदानीं भाषायां प्रावीण्यं भविष्यति तावतापि अस्य संस्कृतभाषा विशेषस्य संरक्षणं तावत् सुतरां भविष्यति इत्येतदेव नाम कैमुत्यिकन्यायेन एवं भविष्यति इत्यत्र न संशयः अतः संस्कृतभाषायाः उन्नयनं संरक्षणं च अवश्यं बहुप्रकारेण कर्तव्यम् इत्येवम् अभिप्रायः वर्तते एवं गच्छता कालेन विदेशेष्वपि संस्कृतभाषायाः प्रचारः कर्तुं शक्यते नाम वयं भारतीयाः बहवः विदेशेषु वसामः अतः तत्रापि गत्वा तत्रत्यबालकानां कृते संस्कृतभाषाशिक्षणं बालकानां तु झटिति भाषा ज्ञानं आगच्छति अतः बहवः देशाः विदेशाः बहवः सन्ति तेष्वपि देशेषु एकैकस्मिन् देशे भारतीयाः प्रतिवर्षं शतं जनाः यदि गच्छन्ति गत्वा तत्र भाषायाः प्रचारः कर्तव्यः तदेव उन्नयनं भवति संरक्षणरूपमपि भवति अतः तत्र विदेशेष्वपि भाषारक्षणं संस्कृतभाषारक्षणं तु सिद्धमस्ति इति तात्पर्यम्